यदि अहम् अन्यदेशं गन्तुम् अवकाशं प्राप्नोमि चेत् तदानीम् अहं जर्मन् देशं गन्तुम् इच्छामि तत्र अस्मत् स् संस्कृतस्य संस्कृतेः च विषये बहु आदरं प्रदर्शयन्ति अन्यदेशे अपि भारतीयसंस्कृतेः विषये आदरः अस्ति एव किन्तु संस्कृतम् अध्येतुं जर्मन्देशीयाः बहु इच्छन्त्ति तत्र संस्कृते एव किञ्चित् नूतनमपि ते अन्वेष्टुं नूततत्त्वानि अवगन्तुं ते इच्छन्ति अतः अहं जर्मन्देशं गन्तुम् इच्छमि तत्रापि तत्र विद्यमानग्रन्थालयेषु अस्मद्देशे यत् नोपलभ्यते कदाचित् तादृशं किञ्चित् नूतनमपि स्यात् तत्र तेषां ग्रन्थेषु संस्कृतसम्बद्धविषयाणि अपि कदाचित् स्युः तादृशविषयाणि अपि वयं ज्ञातुं शक्नुमः कदाचित् एवं यत् तत्र भारतस्य विषये तेषाम् अभिप्रायं वयं ज्ञातुं शक्नुमः भारतसंस्कृतेः विषये तेषां संस्कृतेः विषये तत्र सामञ्जस्यं किं वर्तते भारतसंस्कृतेः एवं जर्मन्देशस्य संस्कृतेः किन्तु बहवः तत्र गन् गत्वापि आगतवन्तः भवन्ति तेषाम् अभिप्रायं पश्यामः चेत् वयं तत्रापि वयं ज्ञातुं शक्नुमः तादृशविषयान् अवगन्तुं तत्र अहं गन्तुम् इच्छामि